अस्माकं भारतं भारतीयसंस्कृत्याः पूजापाठस्य महत्त्वं धार्मिक आचरणानां महत्त्वं बहवः बहु महत्त्वपूर्णं वर्तते प्रतिदिनं अ एषः ए एकः प्रकारः एकस्य प्रकारस्य संस्कारः एव भारतीयसंस्कृतिः संस्कृ संस्कृत्याः आचरणम् एतत् बहु महत्त्वपूर्णमस्ति यथा सर्वे जनाः अस् स्वस्य स्वस्य सांस्कृतिकं संस्कृत्याः आचरणं कुर्वन्ति तथा भारतीयजनाः अपि अवश्यं करणीयं जनानपि अवश्यं करणीयम् एतद् करणीयम् एतद् महत्त्वपूर्णं विषयम् अनन्तरम् इदानीं वयं नूतनसंस्कृतिं स्वीक् स्वीकरिष्यावः करिष्यामः तर्हि तत्यक्त्वा अस्माकं संस्कृतिः एव सर्वश्रेष्ठा वर्तते विश्वेषु तर्हि तस्यैव आचरणं करणीयं सर्वेषाम् अनन्तरं बहु महत्त्वपूर्णं पूर्णम् अपि वर्तते अस्माकं संस्कृतिः